चित्रकलायामपि भिन्नभिन्नपद्धतिः उपयुक्ता भवति बाल्यकालादेव वयं यत् चित्रं पश्यामः तस्मिन्नेव अधिकरुचिः भवति मम रुचिः भवति चित्रलेखने नाम कस्य चित् मुखरचनायाम् अथवा स्केच् इति वयं वदामः तत्र अधिका रुचिः भवति यत्र भिन्नं भिन्नं प्रकारेण तत् कर्तुं शक्यते यथा स्केचिङ्ग् निमित्तम् अङ्कनी आवश्यकी भिन्नवर्णीयाः ल् अङ्कन्यः लभ्यन्ते ताः उपयुज्य वयं सुन्दरं चित्रं कर्तुं शक्नुमः यथा कस्यचित् मुखं कस्यचित् महत्त्वपूर्णव्यक्तेः चित्रं

जनस्य चित्रं तस्यैव मुखं तत्र आलेखनं कुर्मः चेत् तद् अतीवसुन्दरं दृश्यते तथा च जनेभ्यः जनेभ्यः तत् अधिकं प्रभावितं करोति रोचते च अतः तद् मह्यम् अतीव रोचते